भारतस्य प्रसिद्धक्रीडाः नाम कबड्डि प्रथमं कबड्डि हाकि कोको इत्यादि कबड्डि समूहक्रीडा सर्वदा वदन्ति शरीरमाध्यं खलु धर्मसाधनम् इति क्रीडां क्रीडयामः चेत् क्रीडां क्रीडयामः चेत् कबड्डी क्रीडां क्रीडयामः चेत् बहु शारीरिक व्यायामः भवति अङ्गाङ्गे पुष्टिं ददाति क्रीडा बृहत् अङ्गणे समूहक्रीडां कुर्मः चेत् तत्र अस्माकं कलरवध्वनिः अस्माकं मध्ये एव ध्वनिः वर्धयते अनन्तरं बहु मान मानसिक उल्लासमपि प्राप्नुमः ततः सर्वे जना उत्सा सर्वे जनानाम् उत्साहं वर्धयितुम् अस्माकम् उत्साहं वर्धयितुमपि क्रीडा बहु अपेक्षते कारणं भविष्यति क्रीडा क्रीडा अस्ति चेत् मन मानसोल्लासः बव भविष्यति